प्रणामः शारीरिकदार्ढ्यार्थं निर्वोढुम् आहारप्रतिबन्धाः इति विषयः मम चिन्तने तु शारीरिकदार्ढ्यार्थम् आहारं न तदर्थं व्यायामम् एव प्रधानम् इति अहं चिन्तयामि आहारनियन्त्रणं तु आहारनियन्त्रणं तु तद् रोगनिवारणार्थम् अथवा रोगस्य न आगमनार्थम् इति चिन्तयामि शारीरीकदार्ढ्यार्थं मम चिन्तायां व्यायामः इत्युक्ते अहं सूर्यनमस्कारद्वयं सन्धिव्यायामः पुष्पम् अनन्तरं पुळ् अप् अनन्तरम् ऊरुकृते एकः बैटक् इव एकः व्यायामं तादृशं किञ्चित् करोमि अनन्तरम् आहारप्रतिबन्धमित्युक्ते अहं तैलं न्यूनीकरोमि तादृशं दुग्धं फलानि फलानि अधिगं घादितुम् इच्छामि तद् तैलम् आनन्तरं भर्जितं न्यूनीकर्तुम् इच्छामि मम आरोग्यार्थं तद् न युज्यते अधिकं तैलं वा फ़ेट् वा प्रोटीन् वा अधिकं न युज्यते अतः अहं तद् किञ्चित् नियन्त्रीकृत्य एव अहं खादामि एतद् व्यक्तिपरम् अपि अत्र लिखितम् अस्ति त्वया के आहारप्रतिबन्दाः उपायाः अनुसरणीयाः अतः मह्यम् एतद् तैलं भर्जितम् एव अहं किञ्चिद् न्यूनीकरोमि अथवा त्यजामि अनन्तरम् अधिकं मधुरम् ऐस् क्रीम् तादृशं लड्डुकं वा मैसूर्पाक् तादृशं न्यूनीकरोमि एतद् न्यूनीकरणेन रोगाणां प्रतिबन्धः अति सरलमस्ति शुगर् वा प्रेशर् वा तादृशार्थम् एतद् आहारनियन्त्रणम् अत्यन्तं प्रयोजनप्रदम् औषधसेवा अपेक्षया आहारनियन्त्रणमेव अतिवरम् इति चिन्तयामि धन्यवादः